मम च कर्नाटकराज्यम् अस्मिन् राज्ये बहवः देवालयाः सन्ति बह्व्यः संस्कृतयश्च सन्ति संस्कृतयः देवालयश्च संस्कृतभाषया एव प्रेरिताः इति अहं वक्तुं शक्नोमि यतो हि देवालयेषु मन्त्रपठनादिकं क्रियते ते मन्त्राः ते मन्त्राः संस्कृतभाषायामेव भवन्ति अपि च भाषया देवालयेषु काचित् सात्त्विकीशक्तिः उद्भुद्धा भवति इति अस्माभिः बहुषु स्थानेषु द्रष्टुं शक्यते एवमेव वेशभूषादिकं यद्वर्तते सापि संस्कृतरीत्येव वक्तुं शक्यते अधुनापि काले मम राज्ये वेष्टीः ध्रियन्ते शाटिकाः ध्रियन्ते इति वक्तुं शक्यते इदं च संस्कृतभाषायाः प्रभावेन एव जातमस्ति इति मम अभिप्रायः एवं काले काले जनाः परिवर्तिताश्चेदपि संस्कृतम्